अहं मद्रपुरीतः तिरुपतिं यावत् द्विचक्रिकायानेन प्रवासम् अकरवम् इतःपरम् अनेकानि दुर्गस्थानानि च गन्तुम् इच्छामि तत्र प्रधानतया पुण्यपत्तनस्थः सिंहदुर्गः इति कश्चन प्रसिद्धः यस्य कृते अनेकैः स्वजीवितम् समर्प्य सः स्वराज्यस्थाने व्यवस्थापितः आसीत् तत्र अहं द्विचक्रिकायानेन गन्तुम् अवश्यम् इच्छामि अन्यच्च या मध्यप्रदेशे नर्मदानदी वर्तते तस्याः तटपरितः परिक्रमारूपेण द्विचक्रिकायानेनापि अहं गन्तुम् इच्छामि इति मम महती मनीषा वर्तते